आं मया पुरातनानि चित्राणि दृष्टानि मया तस्य भावनाः ज्ञातव्याः मया पुरातनाः उपन्यासाः पाठितः पठितः येषु तस्य भावनाः पठिताः सन्ति मया अपि दृष्टा डिजिटल् नूतना थ्रीडी मुद्रणम् अपि यत् सम्प्रति अस्ति ते च नूतनानि चित्राणि अपि चित्रकारेण निर्मितचित्रेषु स्वस्य भावनाः लिखितव्याः पुरातनचित्रेषु अपि ताः भावनाः प्रतिबिम्बिताः भवन्ति तथा च नूतनचित्रेषु अपि ताः भावनाः दृश्यन्ते नवीनचित्रं केन्द्रं भवति आकर्षणस्य पुरातनचित्रेषु भावनाः तु भावाः प्रधानाः विचारः प्रधानः भवति परञ्च आधुनिकचित्राणाम् आकर्षणस्य प्रधानता भवति